शारीरिकमानसिकस्वास्थ्यस्य कृते लाभप्रतमेव क्रीडां अस्माकं जीवने क्रीडायाः च बहुविधमूल्यं वर्तते अस्मान् स्वस्थं फ़िट् च करोमि करोति अस्मान् दलभावना अनुशासनं भ्रातृत्वं समन्वयं च क्रीडेन शिक्षयति इति मम अभिप्रायः